वस्तुतः प्रवृत्तायाः घटनायाः तथा वार्तायां दर्शितायाः भेदः भवति प्रवृत्ता घटना घटना भवति यत् यत् यत् कुत्रापि किमपि घटितं भवति तद् भवति घटना वार्ता भवति यत् जनानां मुखेन जनानां मुखेन यत् किमपि निस्सरति अर्थात् जनाः परस्परं वार्तालापं कुर्वन्ति तद्भवति वार्ता तस्य अपरं नाम जनश्रुतिः अपि कथ्यते मिथ्या मिथ्या वार्तायाः समाजे परिणामः भवति यत् यः कोऽपि कस् कस्यापि विषये मिथ्या वार् मिथ्या वार्तायाः प्रसारं करोति तस्य समाजे दुष्परिणामः अपि भवति यथा मिथ् मिथ्यावार्तायां मिथ्यावार्तायां श्रुत्वा जनः तस्य तस्यविषये किमपि किमपि नकारात्मकविचारमपि आगन्तुं शक्नोति यथा जनाः कस्यापि विषये यत् किमपि मिथ्यां वार्तां मिथ्यां वार्तां शृण्वन्ति तद् तस्य तत् आधारेण एव अनेकानि कार्याणि विफलीभवन्ति